हा हरिः ओम् हा एवम् एवं हा एवम् उत्तरम् उच्यताम्

ओहो ओहो कीदृशं रुसिन् वर्णः कः वर्णः तुलसिवर्णः

एवम् ओहो ओ एवं वा ओ ओ ओ

अत्र एवम् अस्ति अत्र एकं स्यूतम् अत्र अस्ति तदेव अस्ति वा इति द्रष्टुम् आगच्छतु हा हा कदेव अत्र एकं लब्धमस्ति तद् तदेव अस्तीति ज्ञा ज्ञातुम् अत्र आगच्छतु एकवारम् एवं वा तर्हि अहं प्रेषयामि प्रेषयामि प्रेषयामि

ता तादृशम् एवमेव अत्र अस्ति इत्यतः अहं प्रेषयामि

हा एवम् एवं तस्य नाम किं भवति एवं वा हा

अस्तु कदा आगमिष्यति कस्मिन् समये प्रायः कदागमिष्यति श्वः श्वः एवम् एव मम नाम श्रीहरिः इत्यस्ति

अस्तु अस्तु तर्हि श्वः तं प्रेषयतु हा हा हा अनन्तरं प्रेषय प्रेष्य प्रेषयामि यद् तद् अस्ति चेद् तं प्रेषयतु श्वः हा एवम् अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा अस्तु श्वः हा